अस्माकं प्रदेशे सर्वे अपि पर्यटकः आगन्तुं शक्नुवन्ति अवश्यम् आगच्छन्ति एव किमर्थं नाम अस्माकं प्रान्ते तिरुमला दर्शनं निमित्तम् अधिकाधिकजनाः प्रतिदिनम् आगच्छन्ति एव तत्र तिरुमलामद्ये अपि केवलं दर्शनमेव नास्ति अन्यप्रदेशाः अपि सन्ति कथं नाम जापाल्दी गाल् गोपुरं इत्यादि नेचुरल् आर्च् इत्यादि तत्र सन्ति तदपि सम्यक् दृष्ट्वा आनन्दं प्राप्तुं शक्नुवन्ति